हा हरिः ओम् नमस्ते नमस्ते भगिनि आम् ओ नास्ति नास्ति अहं तु श्वस्तनविषये चिन्तयामि स्म

आवश्यकं वा

हा अस्तु अस्तु उत्तमम् उत्तमम् आम् आं स्वीकरणीयं भवती प्रातःकाले भवती अग्रिमसप्ताहे प्रातःकाले किं खादितुमिच्छति आम् आम् आं शक्नोमि शक्नोमि अवश्यम् अवश्यम् आं क्वथितं करोमि क्वथितम् हा उपसेचनम् आम् उपसेचनम् उपसेचनम् मास्तु वा अस्तु अस्तु वटकम् आवश्यकं वा वटकम् अस्तु दोषा वटकं क्वथितमपि करिष्यामि अनन्तरम् पूरिका आवश्यकी वा पूरिका नावश्यकी अस्तु अस्तु अस्तु अस्तु आं प्रातःकाले आम् आम् भवत्याः व्यञ्जनानि किं किम् आवश्यकम् इति वदति चेत् तस्य अनुसरेण अहं शाकानि स्वीकरोमि अस्तु अस्तु अस्तु गृञ्जनकस्य गृञ्जनकस्य गृञ्जनकस्य भर्जं करोमि अस्तु तैलं न्यूनमेव करोमि

रात्रौ भवत्या दध्यन्नं दध्यन्नं भवति इच्छति वा मास्तु मास्तु अस्तु रोटिका आम् अवश्यं करोमि रोटिका अनन्तरं व्यञ्जनं करोमि वा

अहं तु आलूकस्य करोमि ओ अवश्यं नास्ति नास्ति नास्ति करिष्यामि करिष्यामि आ अस्तु अवश्यं करिष्यामि भगिनि अनन्तरं भवत्याः ओ तावदेव आवश्यकं वा अस्तु अद्य सायङ्काले किमपि लघुरीत्या भोजनम् चायम् अ अनन्तरं किमपि लघुरीत्या खादितुं किमपि भ बजि वा भजि अस्तु अस्तु अस्तु आम् अस्तु अवश्यम् अवश्यम् अस्तु आं तावदेव अग्रिमम् अनन्तरं प्रातःकाले चायम् आवश्यकं किल अल्पाहारेण सह एकं चायमपि अस्तु

अस्तु अवश्यम् अवश्यम् अवश्यम् अवश्यं भगिनि अस्तु तदानीम् अहं शाकानां साधनानामपि क्री क्रीणार्थमहम् इदानीं गच्छामि अहं श्वः प्रातःकाले प्राप्नोमि अ आ सर्वं सर्वं उत्तमरीत्या द्विवारं दृष्ट्वेव स्वीकरोमि अस्तु मिलामः भगिनि श्वः मिलामः धन्यवादः आम् अस्तु अस्तु